मम गायनप्रयोगे गायनसमये वा भावाभिव्यञ्जनम् मुखे सहजतया करोमि एव सहजतया आगच्छति किन्तु अधिकं न करोमि मम ध्वनेः पालनाय सङ्गीताभ्यासमेव करोमि तद् अतिरिच्य तद् अति अतिरिच्य उष्मजलपानं स्वीकरोमि शीतप शीतपदार्थानां त्यागः एव करोमि कदापि न स्वीकरोमि तदेव किमपि अन्यत् नास्ति अत्याधिकं शृणोमि एव अन् अन्य ग गा गायकानाम् गीतानि अधिकं शृणोमि